भारतीयसमाजे मतधर्माणां पात्रं अत्यधिकं विद्यते इति मम अभिप्रायः अन्यमतानां विषये कः विचारः इत्युक्तौ यतः वयं सर्वेपि हैन्दवाः अन्यमतविषये अस्माकं दुरभिप्रायः सुतरां न भवति यतः तदस्माभिः न शिक्षितं परं तादृशः व्यवहारः किम् अन्येषु मतेषु अस्ति वा इति प्रश्नः एव तस्य समाधानम् अस्माभिर्वक्तुं नैव शक्यते विविधतायामेकता इति अस्माभिः उच्यते सर्वत्र ध्वजपटाकादिषु दृश्यते सर्वे वेदिकायां वदन्ति परं कीयताप्रमाणेन तस्य आचरणम् अस्माभिः क्रियते इत्यत्र पुनः प्रश्नात्मकः एव अत्रत्याः जनाः किं कुर्युः इत्यक्तौ स्वमतं दृष्ट्वा स्वस्य जीवनं दृष्ट्वा स्वस्य यः धर्मः भवति तस्यैव आचरणं कुर्वन्ति चेत् तावतालं भवति तत्यक्त्वा अन्येषु मतेषु अन्यधर्मा धर्मा आचरणेषु समस्याम् उत्पाद्य प्रश्नां कृत्वा अन्यत् अस्माकमपेक्षया न्यूनम् इति भावनां प्रदर्श्य सर्वत्र कलहमयं जीवनं जायमानम् अस्ति धर्ममतजाति इत्यादिभिः अतः कथनस्य तात्पर्यं भवति प्रत्येकं जनः स्वधर्म पश्येत् स्वधर्माचरणे संलग्नः भवेत् अन्यस्य विषये चिन्तनं न कुर्यात् यदि ज्ञातुमिच्छति तर्हिः सः भिन्नः विषयः परन्तु अन्यस्य आचरणं दृष्ट्वा अन्यस्य विश्वासं दृष्ट्वा तस्य परिहासः तस्य उपरि एतस्य विमर्षः एतेनैव सर्वप्रथमं कलहस्य मूलाधारः जायते इति मम अभिप्रायः